अस्माकं अहं शिक्षिका अस्माकं शिक्षकगणः अस्ति सर्वे वयं संस्कृतार्थं एकत्र मेलनं कुर्मः अनन्तरम् चात्रान् पाठयाम निःशुल्कं पाठयाम पूर्वं तु केवलं पञ्च वा षट् शिक्षकाः संस्कृतेनैव वयं वदन्तः आसम् इदानीं किम् अभवत् अनन्तरम् इदानीं पञ्चादश वा विंशतिवर्षाणि अभवन् सर्वे ये ये अत्र आगच्छन्ति ते सर्वे संस्कृतेनैव वक्तव्यं यतो हि वयं संस्कृताशिक्षकाः संस्कृतेनैव व्यवहारं यदि वयमेव न कुर्मः तदा कथं वयं छात्रान् बोधयामः इति विचिन्त्य सर्वे वयं संस्कृतेनैव सम्भा षणं कुर्मः अस्माकं क्षेत्रे सर्वे सामान्यतः यत्र कुत्रापि मिलामः आपणिकः आपणस्य मध्ये वा वीथ्यां वा यत्र कुत्रापि मिलामः गृहप्रवेशं भवतु अथवा समारम्भः विवाहसम्मारम्भः यत्र कुत्रापि भवतु वयं सर्वे यदा मिलामः तदा सं संस्कृतेनैव सम्भाषणं कुर्मः यतो हि मध्ये मध्ये तु अस्माकं कनडभाषा तु अस्माभिः उपयुज्यते स्म इदानीमपी केचन उपयोगं कुर्मः कुर्वन्ति अहमपि कदापि कुर्मः परन्तु यदा वयं संस्कृतेन सम्भाषणम् इति अग्रहरूपेण कृतवन्तः वयमिदानीं सहजरूपेण संस्कृतया एव वदामः अन्या भाषा तु न आगच्छति एव बहिरेव न आगच्छति यतो हि वयं संस्कृतज्ञाः इति वयं सर्वे जानीमः किल अतः परस्परं दृष्ट्वा संस्कृतेनैव सम्भाषणं प्रारम्भं कुर्मः सहजतया आगच्छति अस्माकं सहजभाषा एव संस्कृतभाषा गृहे तु कदाचित् संस्कृतेनैव यदा अहं वदामि तदा मम पुत्रः जानाति स्नुषाः जानाति कदाचित् आर्यपुत्रः किं किं वदन्ती अस्ति सम्यक् न जानामि इति वदति तदा अहं कन्नडभाषायां वदामि मातृभाषा एव अस्माकं संस्कृतभाषा अभवत् इदानीम् अद्य अधिका भाषा संस्कृतभाषा एव व्यवहारे अपि अस्ति परन्तु सर्वत्र कथम् इति यदा कन्नडभाषा जनानां मध्ये अपि वयं भवामः कन्नडभाषा सम्भाषणसमये अपि सा संस्कृतं संस्कृतयुक्तं स स तदा स कन्नडभाषायामपि नवतिप्रतिशतं संस्कृताभाषा एव अस्ति मूल्यरूपेण परन्तु अहं यदा कन्नडभाषां प्रयोगं करोमि मध्ये आङ्ग्लभाषायाः प्रयोगं न करोमि एव संस्कृतापदानि एव उपयुज्य वदामि यदि कन्नडभाषायाः एतत् किञ्चित् क्लेशः भवति चेतपि परन्तु किं भवति आङ्ग्लभाषाजनाः अपि तत् अवगच्छन्ति सुललितया आङ्ग्लभाषायाः उपयोगः केवलं किं वदामः दशप्रशतं प्रतिशतं वा विंशतिप्रतिशतं वा भवति अन्यत् सर्वं कन्नडसंस्कृतभाषा एव भवति अधिकाधिकं संस्कृतभाषा एव अस्माकं मल्लेश्वरीयाः बहवः संस्कृतेनैव सुललिततया वदन्ति केवलं गृहकार्यं वक्तुं वा अथवा बालानां कृते सम्भाषणं करणसमये वा अस्माभिः संस्कृतेनैव वदामः यत् यथा वस्त्राणी तत्र प्रसारितानि सन्ति अन्ते आनयतु पुटीकरोतु संस्थापयतु पेटिकायां संस्थापयतु एवमेव तथा सहजतया तदागच्छति आगच्छतु इति झटिति वदामः बाप्पा इति वक्तुं झटिति न आगच्छति यतोहि सहजतया वयं संस्कृतेनैव वदामः एवमेव अधिकभाषा अधिकतया संस्कृतेनैव वदामः किमर्थम् इति चेत् अस्मात् अस्माकं मनसि हृदये सर्वदा संस्कृतं विलसति संस्कृतेनैव अस्माकं चिन्तनं भवति तदा झटिति मुखात् सा भाषा एव निस्सरति